भारते सर्वे अपि चायं प्रीत्या पिबन्ति विशेषतः असमराज्ये तु चायं विख्यातम् अस्ति मम गृहमपि असम प्रदेशे अस्ति अतः मम गृहे अपि सर्वे जनाः चायं प्रीत्या एव पिबन्ति मम गृहे गोः अस्ति अतः गोदुग्धेन चायस्य निर्माणं भवति प्रथमे अग्निप्रज्वलनं कुर्वन्ति ततः परम् एकस्मिन् पात्रे किञ्चित् जलं तथा परिमाणानुसारं दुग्धं मिश्रणं कृत्वा तस्य रन्धनं कुर्वन्ति एतादृशं निमेषत्रयानन्तरं रन्धनं कृत्वा निमेषत्रयानन्तरं तत्र परिमानानुसारेण शर्करां पूरयन्ति ततः एकनिमषात् परं चायपत्रं एलाचि अर्द्रकं लवङ्गं पूरयामः ततः एकनिमेषपर्यन्तं चायस्य निर्माणं भवति एतादृशं मम गृहे चायस्य निर्माणं भवति